अत्यधिकं स्क्रीन् समयस्य कारणात् बालकाः अद्यत्वे क्रीडां न क्रीडन्ति इति अहं मन्ये यतोहि डोपमिन् इति एकः हार्मोन् यः वर्तते सः हार्मोन् यत्किञ्चित् नाम जयात्वा अथवा यत्किञ्चित् तत्र कारणात् तत् लभ्यते तद् हार्मोन् यत् वर्तते तदेव अस्माकं सर्वत्रापि मोटिवेशनल् भवति तत् हार्मोन् कारणादेव वयं सर्वेऽपि एकस्मिन् कार्ये प्रवृत्ताः भवामः तत् तावत् बालकानां कृते स्क्रीन् माध्यमेन लभ्यते इति कारणात् ते अन्येषु कार्येषु रताः न भवन्ति अतः तेषां तावत् स्क्रीन् न दातव्यम् इति मम मतिः वर्तते तर्हि तत्र प्रेरणा कथं कर्तव्या इत्युक्ते बालकस्य पितरौ यौ स्तः ताभ्यां तत्र तत्र नियमः कल्पनीयः इति एतावान् एव कालः अल्पः कालः अर्धहोरा इतोऽपि तदतिरिच्य न दातव्यम् इतोऽपि तदतिरिच्य स्क्रीन् टैम् न स्थापनीयं इत्येवं रीत्या निर्बन्धः अवश्यं पितृभ्यां कर्तव्यं यदि तै यदि ताभ्यां न कृतं चेत् अन्यैः कैः अपि तद् कर्तुं न शक्यते अतो अतः सः तद् दायित्वं पित्रृ पित्रोः एव वर्तते न तु अन्येषाम् इति मम मतिः